हरिः ओम् विजया विजया भगिनी वा नमस्ते नमस्ते हा शास्त्रा स्वीट्स् आहा मम अव ब हा श्वः मम पुत्रस्य म जन्मदिनमस्ति आं जन्मदिनम् एकं पार्टी सञ्जातम् एकं पार्टि सञ्जातं गृहे आ आ प्रथमम् एकं केक् आवश्यकम् आ अनन्तरं लड्डुकं वा नास्ता आ आपणे किं किं किमस्ति आ आ

सर्वमस्ति सा समोसा समोसा अस्ति वा वडा अस्ति वा

हा अहम्

लिखतु लि ल् लिखतु लिखतु अहं वदामः आ एकम् एकम् केक् आवश्यकं केक् आवश्यकम् म् अनन्तरं प पञ्च पञ्चदश लड्डुकम् आ अण्डारहितं केक् अण्डारहितं केक् आवश्यकम् आ पञ्चदश लड्डुकम्

शतम् शतं ग्राम् अलुवा आवश्यकम्

ल लड्डुकं वदति इति कारणाद् मालाडु न मालाडु नास्ति न आवश्यकम् एकं किलो मिक्स्चर् क्रीणाति हा मिक्चर् आ अनन्तरं पञ्चदश वडा लिखित्वा वा लि लिखितवती वा अनन्तरम् जूस् क किं किं ज्यूस् अस्ति नास्ति नास्ति नास्ति फ्रे़ फ्रे़ फ़्रेश् ज्यूस् अस्ति वा फ़्रेश् ज्यूस् अस्ति वा फ़्रेश् फ़्रेश् ज्यूस् अस्ति तु आनयतु धन्यवादः